नमस्ते स्विग्गि अहम् अड्यार् आनन्द् आनन्दभवनतः दोसा मसाल्दोसा इड्लीद्वयम् इड्लीद्वयम् चमि इच्छामि अहं सं संस्कृतभारती पुरुषवासंमध्ये वसामि त त तर्हि अह् कृपया प्रेषयन्तु